आदौ ये गायन्ति ते प्रथमं तु प्राणस्य निग्रहणम् एव तदेव अभ्यासं कुर्वन्ति तत्र वयं गायामः चेत् मुख्यविषयाः अस्माकं ध्वनिः अनन्तरं श्वासनिग्रहणं कति समयं वयं निगृह्येत् इति तत्र अतिमुख्यविषयः भवति तत्र श्वासनिग्रहणं भवति चेदेव वयं सम्यक् आलापनं कर्तुं शक्यते अतः गायने तु प्राणायामस्य अतिमुख्यत्वं भवति अहं प्रतिदिनम् एकहोरात्मकं योगाभ्यासं करोमि तत्र किञ्चित् समयं प्राणायाममपि अभ्यासं करोमि प्राणायामस्य अभ्यासमपि करोमि